मया यत् सेकेण्ड् प्राडक्ट् ततः स्वीकृतमस्ति तत् समीचीनं नासीत् नाम तद् मया यदा केशे केशे स्थापितं वर्तते तदा मम केशाः समीचीनाः न जाताः अतः सः यद् तद् यत् प्राडक्ट् आसीत् तद् समीचीनं न आसीत् इति अहं मन्ये